अस्माकं देशे विभिन्नेषु विभिन्नेषु उद्योगेषु सुप्रगतिः अभवत् अनेन तस्य आर्थिकवृद्धिः अभवत् अस्माकं देशे यः प्रधानमन्त्रीयोजनाः भवन्ति तत् माध्यमेन अस् भारतीय भारतीय अर्थव्यवस्था पुनः वर्धिता गतवर्षे कोरोनाकाले तु भारतं भारतस्य आर्थिकवृद्धिः बहु न्यूना जाता कारणं कस्यापि उद्योगः न चलति स्म परन्तु इदानीं प्रधान मन् अस्माकं प्रधानमन्त्री महो अस्माकं प्रान् मन्त्रीमहोदयः नूतनानि योजनानि आयुज्य उपयुज्य अस्माकं भारतीय अर्थव्यवस्थाः समी समीकृतवान् पुनः डिजिटल् बेङ्किङ्ग् माध्यमेन अपि इदानीं सम्पूर्णं कार्यम् समीचीनतया पुनःझटिति झटिति अभवत् पुनः विभिन्नेषु स्थानेषु यथा टेक्नोलजी इम्पोट् एक्सपोट् इत्यत्र विभागेषु अपि अत्र आर्थिकवृद्धिः वृद्धिः भवति वृद्धिः जाता